मम तु नगरप्रदेशः अनेके जनाः अत्र कार्यं कर्तुम् आगच्छन्ति एव कर्णाटका राज्यस्य दक्षिणकन्नडमण्डले पूगफलस्य वर्धनम् अधिकं क्रियते तस्य कार्यार्थम् अनेके कर्मकराणाम् अपेक्षा भवति तत्र कर्मकराः स्वात्मानं योजयन्ति तथा च अत्र अधिकतया यन्त्रशालाः सन्ति इत्यस्मात् तत्रापि कार्यं कर्तुम् अनेके कर्मकराः भिन्नभिन्ननगरात् अत्र आगच्छन्ति लवणनिर्माणं मत्स्यसङ्ग्रहणं क्षीरोद्योगः अपि क्रियन्ते येषां गृहे क्षेत्राधिकं नास्ति ते सर्वकारीयवृत्तिं प्रति प्राधान्यम् प्रयच्छन्ति येषां क्षेत्रं वर्तते ते तु वैयक्तिकवृत्तिम् एव अनुसरन्ति मया तु मम प्रदेशे उद्योगराहित्यं न दृष्टम्